मम कृते नृत्येऽपि बहु आसक्तिर्वर्तते किञ्चित् कालं यावत् नृत्यकक्ष्याम् अपि गतवती किन्तु समयाव समयस्य अभावात् अधुना त्यक्ता वर्तते किन्तु आसक्तिः तु नृत्ये वर्तते एव अतः यत्र यत्र यत्र अवसरः प्राप्यते तत्र सर्वत्रापि करोमि मया सह मम सख्यः अपि मेलयामि तदा ताः अपि मया सह नृत्यं कृत्वा सन्तोषं प्राप्नुवन्ति इति चिन्तयामि नृत्यकरणेन मयि बहु सन्तोषः अनुभूयते कदाचित् मम अनुजया सह अपि नृत्यं करोमि येन च तस्याः अपि सन्तोषः स्यात् इति कृत्वा एवं नृत्याभ्यासेन बहु सन्तोषः जायते नवरात्रिपर्वणि कृष्णजन्म कृष्णजन्माष्टम्यां इव् इत्येवं अनेके अनेका अनेकेषु पर्वसु नृ नृत्यं क्रियते येन च सन्तोषः भवेत् इति कृत्वा